मया तावत् ब्रेस्लैट् इति यथा वदामः संस्कृते हस्त किं वदामः हस्तकङ्कतं पुरुषाणानां हस्तकङ्कतं यदस्ति कङ्कणं कङ्कणं यदस्ति तत् स्वीकृतं तत्तु बहु इष्टेन तद्धर्तुम् इच्छा आसीत् अन्ये अपि धरन्तः सन् तद्दृष्ट्वा अहं स्वीकृतवान् स्वीकरणावसरे सः एवमेवम् उक्तवान् आपणिकः इदं समीचीनम् अस्ति एतत् छिन्नं छिन्नं न भवति एवं सर्वम् उक्तवान् बहु प्रेरणया स्वीकृतवान् किन्तु पञ्चसु दिनेषु एव तत्र प्रथमवारं तत्र भग्नं जातं किमपि कठिनकार्यं तु अस्माभिः न क्रियते रिटायर्ड् स्मः वयम् किन्तु किं कुर्मः तत् नष्टं जातं पुनः तत्समीपे गतवान् सः ओ अयं वा इति कृत्वा सम्यक् कृत्वा दत्तवान् तथापि इदानीं पुनः तथैव जातं किञ्चित् भिन्नम् एव वर्तते भिन्नम् एव वर्तते किं कुर्मः समीचीनं नास्ति इदम्